हरि ओम् नमो नमः महोदय नमो नमः एवं एवम् महाशयाः वदन्तु सत्यम् आम् आम् आम्

एवं एवं महोदय प्रासंगिकतया यदि पश्यामश्चेत् इदानीं तु वर्षा ऋतुः वर्तते तर्हि वृष्टेः वृष्टेः यत् जलं वर्तते तस्य जलस्य कथमस्माभिः संरक्षणं करणीयम् इति इत्यस्मिन् विषये सर्वदौ अस्माकं दृष्टिः कथं स्यात् यतो हि अस्माकं यत् अस्माकं यः राष्ट्रः वर्तते सः राष्ट्रः कृषिप्रधानराष्ट्रः वर्तते अतः वृष्टेः जलस्य अस्माभिः कथं अस्माकं कृषिक्षेत्रेषु कथं तस्य उपयोगः करणीयः इत्यस्मिन् विषये प्रयासः करणीयः कर्तुं शक्यते तत्कथमिति चेत् सर्वेषां कृषिजनानां गृहे एकस्य वृष्टिजलसंरक्षणस्य निर्माणं तत्र भवेत् तत्र किं भवति या या यस्मिन् दिने वृष्टिः आपतति तस्मिन् दिने एव वृष्टेः जलस्य तत्र संरक्षणं भवति अनन्तरं तस्यैव जलस्य कृषिक्षेत्रस्य वा कृषिकार्येषु जलस्य उपयोगः वयं कर्तुं शक्यते अन्यत् नगरेषु यत् जलं इतस्ततः पतति तत् इतस्ततः गच्छति तस्य जलस्य कथं संरक्षणं अस्माभिः कर्तुं शक्ष्यते चेत् इति चेत् तत्र अस्माभिः किंचित् ध्यानः अधिकतया दातव्यं भवति तत्र वृष्टेः जलस्य नगरे यत् जलस्य यत् नाम प्रभावः यस्मिन् क्षेत्रे वर्तते तत्रैव अस्माभिः एकस्य ताळागस्य यदि निर्माणं क्रियते चेत् तत् समीचीनं भवति तत्र सम्पूर्णस्य सम्पूर्णस्याः वृष्टा वृष्टेः जलस्य तत्र संरक्षणं भवति ते अनन्तरं तस्यैव जलस्य वयम् नाम अधिक अधिककालं अधिककालपर्यन्तं यावत् तस्यैव जलस्य उपयोगः कर्तुं वयं शक्नुमः एवं एवं महोदय अस्मिन् नाम अस्मिन् विषये मम विचारस्तु एवं वर्तते अहं तत्र नगरस्य विभिन्नेषु तत्र कोणेषु गत्वा एकः नाम अधिकानि विवि शिबिराणि प्रचालयामि तत्र तेषु शिबिरेषु किं भवति अहं सर्वान् अपि न नगरीय जनाः ये वर्तन्ते तान् बोधयामि किं कथम् अस्ति कथं कर्तव्यम् कथम् अस्य वृक्षस्य उपयोगिता वर्तते कथम् अस्माभिः पर्यावरणेन सह व्यवहारः कर्तव्या किमपि यदि पर्यावरणात् स्वीकृर्तं चेत् अस्माकं कथम् उत्तरदायित्वां स्यात् पूर्वं पर्यावरणास्य कृते अस्माभिरपि किमपि दातुं स्यात् वृथा एव पर्यावरणात् वयं स्वीकुर्मः चेत् तत्तु पर्यावरणस्य एव एव पर्यावरणस्यापि हानिर्भवति अपि च भविष्यकाले अस्माकं या आगामि पीडी वर्तते तस्याः कृतेऽपि अतीव हानिः जायते एवम् एवम् एवम् अहम् अवश्यं करोमि आम् रामः राम् राम्